विवाहे अस्माकं प्रदेशे सर्वत्रापि नृत्यं क्रियते एव विवाहस्य यद्दिनमस्ति ततः पूर्वस्मिन् दिने सर्वेपि बान्धवाः मिलित्वा नृत्यं कुर्वन्ति तत् इदानीम् अधुना आधुनिकं यत् नृत्यमस्ति तादृशं ब्रेक्डान्स् इत्यादिकं तादृशं कुर्वन्ति तत्र हिन्दिभाषायाः गानम् एवं कन्नडभाषायाः गानम् एवम् अन्यासु भाषासु यद्गानमस्ति तद्गानं शृण्वन्तः नृत्यं कुर्वन्ति गानेषु यस्मिन् गाने बीट्स् अधिकमस्ति यस्य श्रवणेन आनन्दः वर्धते उल्लासो भवति तादृशं गानं श्रृण्वन्तः सर्वेपि नृत्यं कुर्वन्ति